मम गृहसमीपे कलासामग्रीभाण्डाराः बहवः सन्ति परन्तु मम प्रियतमा कला भवति चित्रकला चित्रनिमित्तार्थं बहवः आपणाः मम गृहसमीपे सन्ति किं किं वस्तूनि इत्युक्ते चित्रलेखनी लेखनी मण् मण्ड स्केल् इत्यादयः बहवः वस्तूनि मम ग्रामे स् अस्ति अतः मम ग्रामे अतीव सर्वं सौकर्यं सम्पन्नः ग्रामः भवति मम ग्रामः मम ग्रामस्य नाम सिङ्गणूर् इति कुतः एतत् नाम स्थाप्यते इत्युक्ते सिङ्गम् इत्युक्ते सिंहः इति न स्वीकर्तव्यं तत्र बहवः चित्राणि सन्ति इति स्वीकर्तव्यम् अतः चित्राणि सम्पन्नानि ग्रामः यः भवति तदेव सिङ्गणूर् इति स्वीकुर्मः अतः तद् ग्रामे य अहम् अहं जन्मं प्राप्तः अतः चित्रं प्रति अतीव अभिरुचिः भवति तत् निमित्तार्थमपि सौकर्यमपि बहवः सन्ति मम ग्रामे कला कुतः इत्युक्ते कलानुभूतेन मम टेलेन्स् अपि बहिः स्थापितुं शक्यते अनन्तरं धनानि धान्यानि च स्वीकर्तुं शक्यते इति कारणात् कला आवश्यकी भवति एतत् जन्मजाता भवति धन्यवादः